ललितलेखनं प्रवासवर्णनम् अपि च विद्यमानाः कादम्बर्यः अर्थात् नानाविधस्तरे क्रियमाणं काल्पनिकलेखनं मम कृते अतीवत् इष्यते तत्र ललितलेखनम् अहम् आजीवनं पठितुम् इच्छामि तत्र सृष्टेः कृतं वर्णनं मम कृते अतिशयेन भाति तेन मम विद्यमानाः मनसः स्थितिः उल्लासिता भवति अहम् आनन्दम् अनुभवामि तेन अहमपि एतादृशलेखनार्थं पुनःपुनः प्रेरितः भवामि ललितलेखने मानवस्य भावनाः आकाङ्क्षाः इच्छाः सर्वाः अतीव उत्कृष्टतया लिखिताः भवन्ति इति कारणेन मम कृते एतादृशलेखनं कर्तुं बहु इच्छा भवति सा च तदानीमेव जायते यदा अहं ललितलेखनं पठामि एतादृशं ललितलेखनं यन्मया सद्यः एव पठितम् इति यदि वदामश्चेत् तद् वर्तते दुर्गाभागवत् इति महोदयया लिखितम् एकं पुस्तकं अपि च तादृशमेव एकम् इतोपि सुष्ठु पुस्तकं यन्मया सद्यः एव पठ्यमानं वर्तते तस्य नाम किम् इत्युक्तौ ऋतुचक्रम् इति ऋतुचक्रम् इति पुस्तकं प्रागेव या लेखिका बहुख्याता तया लेखिकया लिखितमस्ति सा लेखिका एतादृशबहूनि पुस्तकानि लिखितवती तस्याः नाम दुर्गाभागवत् इति तस्याः ऋतुचक्रम् इति पुस्तकं मया सद्यः एव पठितं वर्तते